वस्त्रप्रक्षालनार्थम् अहं तु यन्त्रं न्यूनतया उपयोगं करोमि यन्त्रमुपयोगं करोमि चेत् तस्य सर्वाणि वस्त्राणि पुटी पृथक् कृत्य यावत् आवश्यकं तावत् तस्य स्थानं स्थायी स्थापयित्वा करोमि अनन्तरं पानकं विषये अपि यावदावश्कं तावदेव करणीयं नो चेत् अधिकः जलव्ययः अपव्ययः भविष्यति यदि एकं वा द्वे द्वे वा वस्त्राणि सन्ति चेत् स्वयम् हस्तेन क्षालयामि तस्य तेभ्यः कृते पृथक् यन्त्रं चालयति चेत् अधिकं जलस्य अपव्ययः भविष्यति अनन्तरम्